हरिः ओं नमस्कारः अहं प्रयाणार्थं मम कुटुम्बेन सह प्रयाणं कर्तुम् अहं क्याब् स्वीकृतवान् किन्तु इदानीं पर्यन्तं सः न आगतवान् एवमेव अहं दूरवाणीम् अपि कृतवान् किन्तु सः न उन्नयति अहं न जानामि किमर्थं सः न उन्नयति किं कर्तव्यं निरीक्षणं तु अभवत् महोदय इदानींपर्यन्तं तु अहं घण्टापर्यन्तं निरीक्षणं दूरवाणीं कृत्वा कृत्वा एव निरीक्षणं कृतवान् इदानीम् अपि निरीक्षणं इतोपि निरीक्षणं कर्तव्यं वा किं कर्तव्यं सः तु चालकः तु दूरवाणीं न स्वीकरोति अस्वीकारं करोति अहं न जानामि सः कुत्र अस्ति कुत्र निवसति नो चेत् अत्र भवतः तु एजन्सि अस्ति खलु भवतः समीपे अधिकाः जनाः चालकाः सन्ति खलु कृपया प्रेषयन्तु अन्यान् प्रेषयन्तु नो चेत् कथम् अ वयं क्यान्सल् कुर्मः वा अस्माकं प्रयाणं न क्यान्सल् न कर्तुम् शक्नुमः अतः कृपया प्रेषयन्तु महोदय कृपया प्रेषयन्तु शीघ्रं शीघ्रं प्रेषयन्तु अस्तु प्रेषयितुं शक्नोति वा शक्नोति खलु अस्तु धन्यवादः